मम ग्रामे अतिसारस्य चिकित्सायाः कृते लोकप्रियः गृहोपचारः कः अस्ति इति चेत् अहम् एकदा इमं विषयं ज्ञातुं गतवान् आसम् मम ग्रामे एकः वैद्यः वर्तते तस्य नाम नाम धन्वन्तरिः इति सः अत्यन्तः कुशलः वैद्यः स्वस्य वृत्तौ अत्यन्तं निपुणः सः अतिसारस्य चिकित्सार्थं बहून् उपायान् उक्तवान् आसीत् एकं तु यदा अतिसारः भवति तदानीं सात्विकः एव आहारः स्वीकर्तव्यः एकस्मिन् काले भोजनादिकं किमपि न स्वीकर्तव्यम् आम्लं किञ्चित् स्वीक्रियते चेत् युक्तम् इत्यपि उक्तवान् तेन समं दूर्वायाः कषायः यदि पीयते तर्हि तस्य रोगस्य निवारणम् भवितुं शक्यते इति सः इच्छति स्म यथा हरिद्वरणीयाः दूर्वाः लभ्यन्ते तत्सर्वं स्वीकृत्य तत्र किञ्चित् स्वस्य रुच्यनुसारेण गुडादिकमपि मिश्रीकृत्य जलेन समं योजयित्वा सम्यक् जीर्णं कृत्वा यदि पानकवत् निर्माणं कुर्मः तत् पीयते चेत् तदानीम् औषधं तत् फलदायकं भवति सा एका चिकित्सा मया ज्ञायते अनन्तरं तस्य निकटे इतोपि अन्यानि अन्यानि आयुर्वेदस्य चूर्णानि सन्ति तानि सः ददाति तेनापि गुणामुखः भवति रोगी